बीजात् लघुवृक्षरूपेण विकसितस्य अन्ते वृक्षत्वेन वर्धमानस्य च समग्रप्रक्रिया जीवनस्य विभिन्नपक्षं प्रत्यक्षतया पश्श्यनिव भवति एतेन वनस्पतयः वृक्षाः अपि जीवाः इति अपि अवगच्छामः